अमेसान् मध्ये एकं कथा पुस्तकम् आर्डर् कृतवती आसम् तत् बहु सम्यक् आसीत् विवरणमध्ये कथं दत्तवन्तः तथैव आसीत् तत् पुस्तकम् दृढमपि आसीत् डेलिवरी अपि शीघ्रम् अभवत्